अहम् गृहे द्वादशवर्षे एव योगाभ्यासम् आरब्धवान् तत्र मम इच्छा तावत् बाल्ये नासीत् तथा सति आरोग्यवर्धनार्थम् तथा च बलवर्धनार्थं च मया योगाभ्यासः आरब्धः एवं कालक्रमेण सूर्यनमस्कारादीनाम् अध्ययनम् प्राक् व्यायामादि उष्णव्यायामादिकम् अधीतं ततः सूर्यनमस्कारं तत्र द्वादश आसनानि तत्तत् प्रयोजनानि तेन तत्र सम्यक् मनः निधाय यथा कुर्यां तथा एवञ्च अनन्तरम् आसनानाम् अध्ययनम् चतुर्षु अपि स्थितेः प्रायः पञ्चाशत् पञ्चाशत् रु आसनरूपेण अध्ययनं कृतं तदुत्तरं प्राणायामादीनाम् अध्ययनं कृतम् एवं तत्र तदुत्तरम् विश्वविद्यालयेषु तद्विषयकं चिन्तनं श्रवणं कृतं ततः य् पतञ्जली योगसूत्रं घेरण्डसंहिता अनन्तरं हटयोगः इत्यादि ग्रन्थानाम् अध्ययनं कृत्वा तत्रत्य आसनस्पष्टतां ज्ञात्वा तदनुचरणं कृत्वा य् यथा आरोग्यं सुदृढं देहः स्यात् तथा योगाभ्यासः विकासम् आप्नोति